करकौशलविद्यासु प्रमुखं स्थानम् अत्र इदानीं वर्तते तद् प्रकृते प्राकृतिकैः गुणैः स्वीकृतं रूपाणि रूपाणि सन्ति करकौशलविद्यासु मृतं मृत्तिकाम् अपि उपयुज्य उपयुज्य रूपाणि स्वरूपाः निर्माणं कुर्वन्ति जनाः अत्र प्रधानतया गुडं नाम घटं घटं कैरळ्यां कुडमिति वदन्ति

घटनिर्माणं तस्य आकृतिविद्यानां कृत्वा तस्य मनोहररीत्या निर्माणं कुरु कुर्वन्ति करकौशलजनैः तद् अलङ्काररूपेण गृहेषु अन्यस्थलेषु विहारेषु अलङ्कारार्थम् उपयोगं कुर्वन्ति मम मम सुहृत् मम अनुजा करकौशलविद्यासु किञ्चित् पठितुं प्रयत्नं कृतवन्तौ मम अनुजा किञ्चिद् वस्तु उपयुज्य प्रकृतिदत्तं वस्तु उपयुज्य करकौशलार्थं सामग्र्यः निर्माणं कृतवती मम सुहृदः सुहृत् चिरट्ट उपयोगम् उपयुज्य चिरटा नाम कैरळ्यां संस्कृते नारिकेलस्य का नारिकेलस्य नारिकेलस्य अन्तर्भागे भवति चिरट्टा नालिकेरं कोकरक्षन् इति आङ्ग्ले पदे तदुपयुज्य उपकरणानि गृहे गृहे गृहावश्यकार्थं निर्माणं कुर्वन्ति तद् सम्यक् अस्ति करकौशलं सम्यक् भवितव्यं तद् हरितत्वं वर्तते तस्मिन् धन्यवादाः